धर्मशास्त्रेषु प्राधान्यतया स्मृतिः अर्थशास्त्रम् धर्मसूत्राणि इत्यादयः प्राधान्यभागाः इति वक्तुं शक्नुमः स्मृतिः इत्युक्ते कस्यचित् उक्तिः कस्यापि अभिप्रायं याज्ञवल्क्यादयः तस्य उदाहरणं भवति अर्थशास्त्रम् इति चिन्तयामः तत्र पोलिटिकल्स चिन्तनं भवति धनविषये एकोनोमिक्स् रीत्या तत्र कार्यणि भवन्ति तत्रत्य चिन्तनम् अर्थशास्त्रस्य चिन्तनं तादृशं भवति धर्मसूत्राणि अपि ज्ञानदायकविषयाणि सन्ति तत्र धार्मिक्रीत्या किं किं चिन्तनीयं धार्मिकरीत्या जीवनस्य प्रधान्यं नियन्त्रणम् इति वक्तुं शक्नुमः स्मृतिः अर्थशास्त्रम् धर्मसूत्राणि आधिक्येन धर्मशास्त्रस्य भागाः इति अभिप्रायः